मया बहुवारं पठितुम् इष्टतमं पुस्तकम् अस्त्येव तच्च रघुवंशमहाकाव्यं यच्च महाकविना कालिदासेन विरचितम् पुनः पुनः पठने इदमेव कारणं यत् महाकवीनां सूक्तयः सारगर्भाः भवन्ति सकृदेव पठनेन तस्य स्वारस्यम् अस्माकं गोचरीभूतं भवति इति नास्ति असकृत् पठनेन तत्रत्याः श्लोकाः आत्मनः रहस्यं किञ्चिदिव अस्मान् दर्शयन्ति इति अहं भावयामि इतरेषां महाकवीनां काव्येषु महाकव्येषु अष्टादशवर्णनानि भवेयुः इत्यस्ति नियमः दण्डिकृतः परन्तु तत्र काव्ये उदाहरणार्थं शिशुपालवधादिषु अष्टादशवर्णनानि काव्यात् पृथक् दृश्यन्ते एकस्मिन्नेव सर्गे समुद्रस्य वर्णनं दृश्यते परन्तु कालिदासस्य काव्ये न तथा कथायाः भागभूततया एव वर्णनानि दृश्यन्ते उदाहरणार्थं सूर्योदयस्य वर्णनं रघुवंशे इन्दुमतीस्वयंवरावसरे स्वयंवरार्थम् आगतस्य अजमहाराजस्य उत्थापनावसरे सूर्योदयस्य वर्णनं दृश्यते इदं तु वर्णनं कथायाः भागभूतत्वेन दृश्यते इति हेतोः तत्र काव्यस्य आस्वादनावसरे तस्य पार्थक्येन अस्माकम् अनुभवः न भवति तस्य वर्णनस्य पार्थक्येन अनुभवः नास्ति इति रसास्वादने महत्सौकर्यं सम्भवति इति अहं भावयामि तत्र क् केवन अंशाः तादृशाः सन्ति येषां चलच्चित्रं येषां वर्णानानां दृश्यरूपम् अस्माकं पुरस्ताद् यदि भवति तदानीं वयम् अत्यन्तम् आनन्दम् अनुभवामः तस्मात् तस्यापि चलच्चित्रं भवतु इति चिन्तयामि